हा नमस्ते कः राकेशः कुतः पश्चिमः बङ्गग्रामः ओके ओके हा वदतु

ओ भवान् छात्रः वा किमपि कार्यलिप्तः आचार्यः अह का समस्या

एवं वा अस्तु सर्वादौ अहं वदामि प्रतिदिनं प्रतिदिनं भवान् दशनिमेषः वा पञ्च वा पञ्चदशनिमेषः वा प्रातः चतुर्वादने चतुर्वादनतः पञ्चवादनात् अभ्यन्तरे किञ्चित् प्राणायामं कुर्वन्तु हा करोतु वदामि अनन्तरं सम्यक् निद्रा करोतु किमर्थं स्ट्रेस् इत्यादिकं निद्रायाः कृते अपि आगच्छन्ति अनन्तरं प्रेश्शार् भवति प्रेश्शर् जा प्रेशर् सर्वदा भवति वा टेन्शन् भवति वा हा किञ्चित् किञ्चित् ध्यानं दातव्यमस्ति भवतः टेन्शन् इत्यादिकम् अधिकं मास्तु यदि टेन्शन् अत् अत्यधिकं भवति चेदेव एतादृशी चिन्ता एतादृशी चिन्ता इत्यादिकम् आगच्छन्ति हा आदौ भवान् प्रातः प्राणायामं कु करोतु अनन्तरम् सम्यक् निद्रां करोतु सिद् सम्यक् भोजनं क् कोर् करोतु अनन्तरं प्रतिदिनम् किञ्चिद् छात्रः मित्रैः सह किञ्चिद् सम्भाषणं करोतु मेलनम् अनन्तरं किञ्चित् अत्र अत्रैव नाम भवतां विश्वविद्यालये एव किञ्चिद् भ्रमणं करोतु सर्वेषां सर्वैः सह भाषणं करोतु इत्यादिकमेव ह तदेव तदेव क्लेशः किमर्थं यदा एतादृशी समस्या आगच्छन्ति एतादृशी समस्या तस्मिन् समये एवमेव भवति नाम अन्यैःअन्यैः सह सम्भाषणं भाषणं मेलनम् इत्यादिकं मनसि न आगच्छन्ति नाम किञ्चित् दृढरूपेण मनसि स्थापयतु प्रतिदिनं च मित्रैः सह भाषणं करिष्यामि अनन्तरं सायङ्काले किञ्चिद् भ्रमणं सम्यग्भोजनं हा एवं प्रतिदिनं करोतु चिन्ता नास्ति सम्यग्भविष्यति औषधं नास्ति अहं यत्किमपि उक्तवान् तदेव इतोपि किं किमपि नापेक्षते हा अस्तु अस्तु धन्यवादः हा हा